नमस्ते महोदय अहं निकिता भाषे पार्श्वनाथ ट्रेवल् एजन्सि अस्ति खलु मया श्वः पुष्करं गन्तव्यम् अस्ति यदि चतुर्णां जनानां कृते लघुयानम् आरक्षणं क्रियते चेत् कति धनं भविष्यति तत्रैव यदि षड् जनानां कृते गन्तुं बृहत् कार्यानं चेत् कति रूप्यकाणि भाटकं भविष्यति